यदा चित्राणि लिखितानि सन्ति तर्हि अहं पश्यामि यत् तेष तेषाम् आयुः एवम् तेषां मनसि किम् चलति कः विषयः इच्छन्ति ते एवम् अस्माकं भारतदेशे बहवः विषयाः सन्ति खलु बहवः उत्सवाः भवन्ति अतः ते विषयः स्वीकृत्य एवं फ़्री हेण्ड् ड्रायिङ्ग् आङ्ग्लभाषया ये अल्फ़बेट्स् अस्ति ते स्वीकृत्य कथम् चित्रं लिखामः एवम् वन् टु थ्री वा अस्माकं यः वर्णमाला अस्ति अ आ इ वर्णाः स्वीकृत्य कथं चित्रम् लेखितुं शक्नुमः वयम् एवम् बहु बहवः विषयाः सन्ति ते स्वीकृत्य समयः कः तेषां बालानाम् इच्छा अस्ति वा न व्यङ्गचित्राणि कारयामि एवमेव विषयं स्वीकृत्य

प्रकृतेः विषयः स्वीकृत्य विषयाः तु बहवः सन्ति न